एलेक्शन् काले मया कष्टाः सम्मुखीकृताः ते के इत्युक्ते इदानीम् एलेक्शन् समये केम्पेनिङ्ग् सर्वं चलद् भवति तदा मार्गः सर्वं ब्लाक् भविष्यन्ति अतः मया कार्यालयं गन्तुं कष्टम् आसीत् मम मित्रस्य एकपरीक्षार्थमपि गन्तव्यम् आसीत् तदापि केम्पेनिङ्ग् चलत् आसीत् इति कारणात् मार्गं ब्लाक् आसीत् इति अन्य दू दूरमार्गेण गन्तव्यम् आसीत् तद्विहाय इदानीं गवर्मेण्ट् आफीसस् मध्ये अन्य गवर्मेण्ट् हास्पिटल्स् वा तत्रापि ते सर्वे सर्वकार अधिकारिणः एलेक्शन् ड्यूटी इति गच्छन्तः आसन् तदा तदर्थं तत्रत्यकार्यं किञ्चित् न्यूनतया जायमानम् आसीत् अग्रिमसप्ताहे आगच्छन्तु एवं वदन्तः आसन् एतादृश कष्टाः सम्मुखीकृताः एलेक्शन् काले